त्र्यशीत्युत्तरनवदशशततमवर्षस्य नवम्बर् मासस्य अष्टादशदिनाङ्कः चतुरशीत्युत्तरनवदशशततमवर्षस्य मे मासस्य त्रिंशत्दिनाङ्कः षण्नवत्युत्तरनवदशशततमवर्षस्य नवम्बर् मासस्य नवदशदिनाङ्कः त्रयोविंशत्युत्तरद्विसहस्रतमवर्षस्य मार्च् प्रथमः दिनाङ्कः नवत्युत्तरद्विसहस्रतमवर्षस्य जून् मासस्य प्रथमः दिनाङ्कः